मम कृते इष्टतमानि बैक् नामानि कानि नाम अप्पाचि टिवियस् केटियम् होण्डा अप्पाचि मध्ये वा अन्यथा अन्यथा वर्तन्ते केटियम् मध्ये अपि अन्यथा वर्तते तत् बैक् रैडिङ् कर्तुं सम्यक् भवति तद्यानम् अप्पाचि अपि सम्यक् भवति डबल् गन्तुं सर्वं सम्यक् भवति मम समीपे अधुना स्कूटि वर्तते तद् कस्मिन् एक्टिवा अपि आसीत् पूर्वम् अधुना अपि वर्तते एकं यानं वर्तते तदहं बहु इच्छामि तद् पाटलवर्णे वर्तते अहं तस्य कृ प्रतिदिनमपि तत् यानं क्षालयामि क्वचित् नयामि सम्यक् अटामि तेन तत् तेन सह अम नन्तरम् अहं बहु बैक् यानं बहु इच्छामि मम ड्रीम् तु यानं स्वीकर्तव्यं इति बहु वर्तते अहं स्वीकरोमि एव अप्पाचि बैक् ब्लेक् कलर् स्वीकर्तव्यम् इति वर्तते स्वीकरोमि यदि ब्लेक् न श्क्यते अन्वेषयामि मम कृते यद् समीचीनतया दृष्यते तद् अन्वेषयामि बैक् अपि स्वीकरोमि अनन्तरं कार्यानम् अपि स्वीकरोमि एवमेव स्वीकर्तुं धनमपि एवमेव अर्जयामि एवं तद्विषये अहं वक्तुं शक्नोमि